मम प्रथम प्रोडक्ट् आसीद् चन्द्रिका सोप् तद् अति प्रयोजनकरं अभवत् तद् अस्माकं चर्मकान्तियाय तथा चर्म रोगाणाम् उन्मूलनाय च उपकारप्रदं भवति तद् सर्वेषामपि उपकारप्रदं भवेत् इति अहं चिन्तयति